मम बाल्यकाले प्रतिदिनं माता प्रातःकाले वेङ्कटेशसुप्रभातं विष्णुसहस्रनाम भजगोविन्दम् इत्यादीनि गीतानि टेप्रिकार्डर् मध्ये स्थापयतिस्म तानि श्रुत्वा श्रुत्वा एव तेषां गीतानां कण्ठस्थीकरणमपि अभवत् मम पितामही काश्चन महाभारतस्य कथाः वदति स्म अस्मभ्यं बहु रोचते तेन सह पुनरपि जननं पुनरपि मरणम् इत्यपि उक्त्वा किमपि विवरणं ददाति स्म किन्तु वयं तु बालाः तत्सर्वं न अवगम्यते स्म केवलं भजगोविन्दमित्येतत् आदिशङ्कराचार्येण रचितं स्तोत्रम् इति जानन्ति केवलम् किन्तु यदा मया संस्कृताध्ययनम् आरब्धं तदा ज्ञातः तस्य वाक्यस्य अर्थः श्रीमद् आदिशङ्कराचार्यैः पुनरपि जननं पुनरपि मरणं पुनरपि जननी जठरे शयनम् इत्यादिना जननमरणचक्रं सुष्ठुतया उपवर्णितमस्ति जन्ममरणचक्रात् मुक्तिः एव हिन्दूनां जीवनोद्देशः जीवात्मनः एकस्याः योन्याः अन्यां योनिम् इत्येवं विधः प्रवासः पूर्वकर्मानुसारम् अखण्डरूपेण प्रचलति अस्मात् जन्ममरणचक्रात् मुक्तिः नाम मोक्षः एव हिन्दूनां पुरुषार्थचतुष्टये चतुर्थः पुरुषार्थः भारते जन्ममरणचक्रात् मुक्तिः एव जीवनस्य ध्येयं मन्यन्ते सर्वेऽपि जनाः श्रीमद्भगवद्गीतायामपि अनेक अनेकैः वचनैः पुनर्जन्मसिद्धान्तः प्रतिपादितः एव नाम जातस्य हि ध्रुवो मृत्युः ध्रुवं जन्म मृतस्य च बहूनि मे व्यतीतानि जन्मानि तव चार्जुन वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोपराणि तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देही जन्म कर्म च मे दिव्यम् एवं यो वेत्ति तत्वतः त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन परित्राणाय साधूनां विनाशाय च दुष्कृतां धर्मसंस्थापनार्थाय सम्भवामि युगे युगे आसूरीं योनिमापन्ना मूढा जन्मनि जन्मनि मामप्राप्त्यैव कौन्तेय ततो यान्त्यधमां गतिम्